जनवरी मासस्य षड्विंशतिः दिनाङ्के अस्माकं गणतेव गणतन्त्रदिवसः भवति भविष्यति अनन्तरम् चैत्रमासस्य प्रथमदिनाङ्के एव अस्माकं नूतनवर्षः तमिळ्नूतन नूतन वर्षस्य आरम्भः भवति अनन्तरम् श्रावणमासस्य पूर्णिमाः दिनाङ्के एव अस्माकं श्रावणपौर्णिमा इति भविष्यति अनन्तरम् अक्टोबर् मासस्य द्वितीयदिनाङ्के अस्माकं देशस्य महान् पुरुषः महात्मागान्धी गान्धीजी अस्य जन्मदिनम् अभवत् अगस्ट् मासस्य पञ्चदशदिनाङ्के एव अस्माकं स्वतन्त्रतादिवसः भवति